मम गृहं गोमयेन मार्जयामि कुतः इत्युक्ते गोमये बहवः सत् शक्तिः भवति एवं शुद्धः कुतः करणीयः इत्युक्ते स्थानशुद्धिं पात्रशुद्धिं बिम्बशोधनमेव च आत्मनः इति चत्वारः शुद्धाः भवन्ति तत्तु स्थानशुद्धिः आवश्यकं भवति स्थानशुद्धिकरणेन बहवः व्याधयः निवारणं भवति तत्तु गोमयशुद्धेन बहवः व्याधयः निवारणं कर्तुं शक्यते मशकः अपि न आगन्तुं शक्यते अनन्तरं सम्यक् परिपालनमपि भवति एवं रीत्या गोमयस्य शुद्धेन बहवः लाभाः भवन्ति एवं गोमयं तु पञ्चगव्येन तत् एकं भवति गोमयः तत् गौः इत्युक्ते सम्प्रदायानुसारं महालक्ष्मी इति वदति महालक्ष्मीनां शेषेण मम गृहं शुद्धं क्रियते चेत् तत्र अतीव ऐश्वर्यम् अभिवृद्धिः भवति इति सर्वैः प्रायः बिळीव् भवति अतः गोमयेन शुद्धेन अतीवलाभः अपि भवति ऐश्वर्यम् अभिवृद्धिः भवति एवं सर्वत्र स्थानशुद्धिं पात्रशुद्धिं बिम्बशोधनमेव च आत्मना बूतशुद्धिश्च पञ्चशुद्धिः प्रकीर्तिताः इति पञ्चशुद्धिः करणीया प्रतिदिनं ग्रामे ग्रामेषु एव अथवा गृहेषु एव स्वीकर्तुं शक्यते एवं तत्तु स्थानशुद्धिः आवश्यकं भवति धन्यवादः